अहं अधुना मम एम् ए कुर्वन् अस्मि अपरम् अहं पि हेच् डी कर्तुम् उत्साहं करोमि तत् ततःपरं मम इच्छा खलु एकः प्राध्यापकः भवितुम् अधुना अहं भारतदेशे अस्मि तथा अपि मम देशः श्रीलङ्का भवति तस्मिन् देशे मम विश्वविद्यालये प्राध्यापकः भवितुम् अपि मम इच्छा वर्तते तता अपि भारतदेशे अपि यदा व्यवस्था लभ्यते चेत् अहं अत्र एव उषितुम्